मम वासो वासप्रदेशे वातावरणं समीचीनम् अस्ति तथापि प्राचीनकाला कालानुगुणतया इदानीमस्मिन् काले बहु घर्मः वर्तते वृष्टिः वर्षात् वर्षं न्यूना भवती अस्ति अतिशैत्यं नास्ति शैत्यं वर्तते अतिशैत्यं नास्ति घर्मः अधिकः घर्मकाले अत्यन्तं खेदः एव अनुभूयते पूर्वम् एव ईदृशी स्थितिः नासीत् अतः तत्र तस्मिन् काले ईदृशः घर्मः नासीत् इदानीं घर्मः अनु अनुभवितुमेव न शक्यते वस्त्राणा वस्त्राणां प्रतिदिनं यावत्साध्यं तावत् बहुवारं प्रक्षालणं कर्तव्यं तादृशी स्थितिः अस्ति पुनः वृष्टिः न्यूना तस्मात् कारणात् तत्र आहार आहार अत्र धान्यानां वर्धनमपि वर्धना वर्धना वर्धना वर्धनार्थमपि क्लेशः अनुभूयते